मम शिल्पेषु विशिष्टं नूतनं च वस्तु उपयुक्तमासीत् नाम तत्र यदग्निकाष्ठं वर्तते तेन मया गणपतेः सिंहासनं कृतमासीत् तेन तस्य सौन्दर्यम् इतोऽपि वृद्धम् अपि च दन्तस्य विषये धान्यानि अपि च तत्र बहूनि काष्ठानि स्वीकृत्य एवं मणयः भवन्ति मुक्ता मुक्तामाला आसीत् मम समीपे तत् स्वीकृत्य गणपतेः सिंहासनस्य अलङ्करणं वस्त्रालङ्करणं एवमेव कृतं तेन च शिल्पस्य सौन्दर्यम् अभिवृद्धमासीत् तेन च मम मोदो भवति एवं तत्र शिल्पकलासु मया वैशिष्ट्यं अनुभूतम् वर्तते